नमोनमः अत्र प्रश्नः अस्ति पारम्परिकशिक्षणे त्वधत् त्वदधीतं शास्त्रम् अथवा शास्त्राणि कानि इति तस्य अथवा तेषाम् अध्ययनक्रमः वस्तुतः मम महती रुचिः स् तु साहित्ये एव भवति किमर्थमिति चेत् साहित्यपठनेन अस्माकं भाषायाः सर्वदा अभिवृद्धिः भवति भाषायाः अभिवर्धने साहित्यपठनं तु अनिवार्यं भवति अत्र किमपि काव्यं वा आदौ सर्वादौ वस्तुतः किमपि काव्यस्य पठनमेव करणीयमिति मम अहं तथा वक्तुमिच्छामि तत्र यत्किमपि वा पुस्तकं भवन्तः पठन्तु तत्र साहित्यं नाम तत्र क् कानि पदानि कीदृशानि पदानि तत्र प्रयुक्तानि भवन्ति आदौ तत्र तेषां पदानाम् अवगतये श्रमं भवन्तः कुर्वन्तु अनन्तरं तत्र यदि श्लोकः अस्ति चेत् तस्य श्लोकस्य अन्वयः अस्ति अन्वयः नाम तत्र श्लोके पदानि क्रमानुसारं न वर्तन्ते अतः अन्वयः आवश्यकः अस्ति अन्वयक्रमानुसारं वयं श्लोकस्य अर्थं स्पष्टं कर्तुं शक् शक्ष्यामः एवं नाम एकं श्लोकं यं कमपि वा श्लोकं भवन्तः स्वीकर्वन्तु अनन्तरं तत्र श्लोकार्थम् ज्ञातुम् आदौ भवन्तः स्वयं श्रमं कुर्वन्तु कदाचित् क्लेशः स्यात् अस्माकं सर्वेषाम् अभ्यासः सर्वदा आवश्यकः अस्ति अनन्तरं तत्र क्रियापदं किमस्ति कर्ता कः अस्ति कर्म एवं सर्वं ज्ञातुं वयं श्रमं करिष्यामः क्रियापदस्य क्रियापदं नाम या कापि क्रिया अवश्यं हि भवेत् अनन्तरं तत्र क्रियायाः कर्ता अथवा कर्त्री इतोपि तत्र विभक्तीनां ज्ञानं तु अवश्यं भवति विभक्तयः नाम शब्दाः भवन्ति नामपदानि भवन् वस्तुतः संस्कृतभाषायां नामपदानि भवन्ति क्रियापदानि भवन्ति अव्ययपदान्यपि भवन्ति इदानीं नामपदानां तु शब्दरूपाणि यथा बालकशब्दः तथा शब्दरूपाणि तानि रूपाणि अस्माभिः अधिगन्तव्यानि भवन्ति अनन्तरं क्रियापदानामपि रूपाणि भवन्ति तत्र एकवचनं द्विवचनं बहुवचनं क्रमानुसारं तत्र पुरुषाः भवन्ति प्रथमपुरुषः मध्यमपुरुषः उत् उत्तमपुरुषः एवं तत्र रूपाणि एकम् उदाहरणं वद् वदामि यदि भू धातुः अस्ति चेत् तत्रापि भू धातोः लट् वर्तमानकाले कथं रूपाणि भवन्ति एवम् एतेषां शब्दानाम् रूपाणि वयं पठिष्यामः रूपाणाम् अधिगमनेन एव वयं तत्र सरलतया अर्थम् अवगन्तुं शक्ष्यामः इदानीम् एकमुदाहरणं भवति वदामि गुरवे नमः गुरवे नमः अत्र गुरुशब्दस्य चतुर्थीविभक्तिः अस्ति नमः इति अव्ययं भवति गुरवे नमः गुरूणां कृते नमस्कारं कुर्मः इति एवम् तत्र साहित्ये एवं क्रमः भवति तदनुसारं नाम श्लोकानां पठनं भवति काव्यादीनां पठनं भवति एवं तत्र शनैः क्रमानुसारं पठनं कृत्वा वयम् अग्रे गन्तुं शक्नुमः